उपलब्दानां वित्तकोशीयनीतिनां विषये ज्ञातुम् इदानीं तु बहुप्रकारकः अवकाशः लभ्यते परन्तु वृत्तपत्रमेव दृष्ट्वा तत्र जानन्ति स्म परन्तु इदानीम् अन्तर्जालद्वारा बहुविषयाः ज्ञातुं शक्नुमः अतः अन्तर्जाले विषये तत्र वित्तकोशे इण्ट्रेष्ट् कति भवति नो चेत् लोन् इत्यादिकं कथं मिलति नो चेत् डेबिट् कार्ड् क्रेडिट् कार्ड् इत्यादि विषये अपि बहवः विषयः अपि वयम् अन्तर्जालद्वारा अपि ज्ञातुं शक्नुमः डिपोजिट् यदि कुर्मः तदा कति इण्ट्रेष्ट् मिलति कुत्र कुत्र कः कः विशेषः तत्र अवकाशाः भवन्ति इत्यादि विषये अपि अन्तर्जालद्वारा अपि वयं ज्ञातुं शक्नुमः इदानीं तु इण्टर्नेट् इत्यादिकं उपयुज्य एतान् एतेषां विषये अपि बहुज्ञानं प्राप्तुं शक्नुमः ते बहुसहायम् इदानीं कुर्वन्ति